अहम् आन्लैन् द्वारा एकं दूरवाणीं स्वीकृतवान् सम्यक् अस्ति इदानीं सम्यक् चित्रमपि सम्यक् अस्ति क्या तस्य क्याम्रा अपि सम्यक् अस्ति सौण्ड् अपि उत्तममस्ति मम तु मम कार्याय उत्तमः अस्ति इदानीम् तस्य बेट्री चार्ज् अपि उत्तमरीत्या दिनद्वयं स्थगयति दिनद्वयं तिष्ठति अतः उत्तममेव मम अभिप्रायः उत्तममेव चिन्ता कापि नास्ति इदानीं धनं धनस्य विषये वदामि चेत् तद् न्यूनमेव अस्ति इतः क्रीणामि चेद् दूरवाण्या नूतनदूरवाण्याः कृते न्यूनातिन्यूनं त्रिसहस्रस्य वर्धनं भवति अतः मम तु उत्तमः अभिप्रायः अस्ति